कर्नाटकसर्वकारः क्रिडाक्षेत्रस्य अभिवृद्ध्यर्थं किमपि कार्यं न करोति परन्तु भारतसर्वकारः क्रीडायाः अभिवृद्ध्यर्थं बहूनि कार्याणि कुर्वन्नस्ति तत्र ये क्रीडाभ्यर्थिनः वर्तन्ते तेषां कृते प्रोत्साहं ददाति मानसिकम् अनन्तरं क्रिडा प्राक्टीस् कर्तुं याः व्यवस्थाः अपेक्षिताः भवन्ति तस्यापि व्यवस्थां केन्द्रसर्वकारः कुर्वन्नस्ति परन्तु राज्यसर्वकारः तथा न करोति इति अहं चिन्तयामि परन्तु क्रीडाक्षेत्रस्य अभिवृद्ध्यर्थम् अधिकस्य धनस्य आवश्यकता वर्तते यतः उत्तमक्रीडा अस्माभिः प्रस्तोतव्या चेत् अन्तराष्ट्रीयस्तरेषु प्रस्तोतव्या चेत् अवश्यम् अप्ग्रेडेड् यथा उन्नं उन्नतं स्थितिं प्राप्नु प्राप्नोति तथा अस्माभिः विशेषतया सर्वकारेण प्रयत्नः विधेयः वर्तते अतः क्रीडाक्षेत्रस्य अभिवृद्ध्यर्थम् अधिकस्य धनस्य आवश्यकता वर्तते क्रीडाङ्गणस्य निर्माणं अनन्तरं क्रीडाङ्गण अन्तर्क्रीडाङ्गणस्य इण्डोर् स्टेडियम् इति यद्वदामः तत्र अभिवृद्ध्यर्थञ्च अधिकस्य धनस्य आवश्यकता वर्तते अनन्तरं ये क्रीडाच्छात्राः वर्तन्ते तेषां कृते उपकरणस्य व्यवस्था करणीया क्रिडा उपकरणस्य व्यवस्था करणीया तत्रापि अधिकस्य धनस्य आवश्यकता वर्तते अनन्तरं क्रिडायाः अभ्यासं कृत्वा एकस्मात् प्रदेशात् अन्यत्र स्पर्धार्थं यदा गच्छन्ति अधिकाः क्रिडासंयोजनं तत्र भवेत् खलु तदर्थमपि अधिकस्य धनस्य आवश्यकता वर्तते इति अहं चिन्तयामि यदि अहं तादृशम् अवसरं प्राप्नोमि तर्हि भारतक्षेत्रे क्रीडाक्षेत्रस्य उन्नयनार्थम् अहं बहु प्रयासं करोम्येव यतः इदानीं क्रीडाप्राधिकारः इत्यस्ति तत्र सर्वत्र इदानीं भ्रष्टाचाराः इत्यादिकं दृश्यते परन्तु तत्सर्वं दूरीकृत्य क्रीडाक्षेत्रस्य क्रीडाप्राधिकारस्य च अभिवृद्धिः यथा भवति तया अभिवृद्ध्या छात्राणां कृते अत्यन्तम् उपयोगः यथा भवति तथा मयापि प्रयत्नः क्रियते एकैकस्याः क्रीडायाः कृते एकैकं प्राधिकारं संस्थाप्य तादृशप्राधिकारद्वारा क्रिडाछात्राणां कृते तत्र अन्यान्यसंयोजनं करणीयं भवति ट्रैनिङ्ग् करणीयं भवति तादृशी व्यवस्था मया क्रियते